चतुर्विंशत्यधिकद्विसहस्रतमवर्षस्य मे मासस्य पञ्चमदिनाङ्कः चतुर्विंशति अधिक द्विसहस्रतमवर्षस्य एप्रिल मासस्य अष्टादशदिनाङ्कः द्वाविंशति अधिकद्विसहस्रतमवर्षस्य जुलै मासस्य चतुर्थदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रतमवर्षस्य मे मासस्य दशमदिनाङ्कः पुनः चतुर्विंशति अधिक द्विसहस्रतमवर्षस्य जुन् मासस्य अष्टादशदिनाङ्कः